हरिः ओम् अनेकेषां कृते मया एव पद्यं लिखित्वा दत्तमस्ति इदानीम् अत्र विवाहसमये आमन्त्रणपत्रिका लिख्यते तत्र आमन्त्रणिक आमन्त्रणपत्रिकायाम् अग्रे शीर्षिकायां मङ्गलपद्यं शुभाशंसनपद्यं लिख्यते तादृशपद्यानि मया लिखितानि सन्ति पद्ये अनुष्टुप् छन्दसि अथवा वसन्ततिलका उपेन्द्रवज्रा इत्यादौ छन्दसि लिखित् लिखित्वा दत्तमस्ति तत्र विषयाः एवं भवन्ति वधूवरयोः नाम भवति तयोः शुभम् आकाङ्क्ष्य कुलदेवतां वा विद्यादेवतां वा वेदपुरुषं वा एवं सम्प्रार्थना भवति उद्दिश्य सम्प्रार्थना भवति तादृशानि पद्यानि मया लिखित्वा बहुभ्यः दत्तानि सन्ति पुनः उपाहाररूपेण लेखमपि दत्तमस्ति इदानीं वृद्धानां तत्र सभायां तेषां सम्माननं भवति पुरस्कारः क्रियते तादृशेषु सन्दर्भेषु तेषां परिचयम् अध्ययनविषयः तेषां कार्यक्षेत्रम् इत्यादिकं विषयम् उल्लिख्य

ये येषां येषां दत्तमस्ति तेभ्यः सन्तोषम् अजनयत् ते तुष्टाः मां प्रति कृतज्ञतां समर्पितवन्तः सन्ति अतः एतस्मिन् विषये मया कश्चन प्रयत्नः कृतः एवं तेन सार्थकोऽपि अभवं धन्यवादः